मम ग्रामे मुख्यतः गृहनिर्माणकाले प्रकृतेः आधारेण पश्यामः चेत् किं भवति अस्माकं ग्रामे नदी वर्तते यदा वृष्टिः भवति तदा नद्यां प्रवाहः भवति अतः ग्रामस्य जनाः इच्छन्ति नाम नद्याः तीरे गृहं निर्मातुं न इच्छन्ति कारणं यदा प्रवाहः भव भवति तदा गृहं तु प्रवाहेण सह एव गमिष्यति अतः ते सर्वदा नदीतीरे गृहम् न निर्मान्ति इति सम्यक् स्थानं चित्वा तत्र प्रकृतेः नाम नाम वृक्षादिरोपणं कुर्वन्ति अनन्तरं गृहनिर्माणं कुर्वन्ति वास्तुशास्त्र आधारेण वस्तुतः मम ग्रामे पश्यामि चेत् इदानीन्तनकाले इष्टिकानिर्मितानि गृहाणि एव दृश्यन्ते पूर्वं किं भवति स्म मृत्तिकानिर्मितम् एवं च वंशस्य गृहाणि दृश्यन्ते स्म इदानीं जनाः इष्टिकानिर्मितानि गृहाणि एव नाम इष्टिकया एव गृहाणि निर्माणं कुर्वन्ति इति